अहं फ्रैड् रैस् आर्डर् कृतवान् आसम् सङ्केतं भिन्नं दर्शयति अतः अहं वदामि तत्र आगच्छतु महोदय विवेकानन्दवृत्तम् आगच्छतु तत्र कैनरा बैङ्क् मार्गम् आगच्छतु तस्य वामपार्श्वे तृतीय क्रास् स्वीकरोतु तत्रैव गृहसङ्ख्या अष्टादश इत इति लिखितं भवति तदेव मम गृहम्